इदानीं सद्यः तु वृष्टेः अभावः बहु वर्तते एतस्य कारणस्य एतादृशः अनुभवः जायमानः वर्तते सूर्यस्य आतपः अपि बहु जायमानः वर्तते इत्यस्मात् कारणात् घर्मः बहु लक्ष्यमानः वर्तते ज जनैः अतः विवाहादिषु बृहत्कार्यक्रमेषु अपि बृहत्परिणामेन जलस्य व्यवस्थापना व्यवस्थापनं कर्तुं न शक्यमानं वर्तते अतः किं कर्तव्यं नाम यत् जलं यद् या वृष्टिः अपरूपेण एव पतति तस्याः सङ्ग्रहणं कर्तव्यम् एवञ्च तस्याः संरक्षणं कर्तव्यम् एतस्याः उपयोगः कथं भवति नाम तस्य जलस्य उपयोगः विवाहादिबृहत्कार्यक्रमेषु कर्तुं शक्यते तत्र जलवितरणं प पातुं वा अथवा स्नानादिकं कर्तुं वा तस्य जलस्य उपयोगः कर्तुं शक्यते एवञ्च विवाहादिषु बहवः जनाः एतादृ एतदर्थमेव आगच्छन्ति गृहे भोजनादिकं कर्तुं न शक्यते अत्र तु उचितरूपेण एव भोजनादिकं लभ्यते इति अतः ये च आमन्त्रिताः ते केवलं नागच्छन्ति परन्तु ये च ये अत्र विवाहः जायमानः इति ज्ञास्यन्ति ते अपि आगच्छन्ति तस्मात् जलस्य व्यवस्थापनं ये च आमन्त्रिताः तेभ्यः एव कर्तव्यम् इति यो